क्रीडाः जनेभ्यः मानसिकानन्दं दस्यन्ति उद्विग्नता निवारणं कुर्वन्ति शारीरक आरोग्यं शारीरकारोग्यं मानसिकारोग्यं च भवति क्रीडाभिः जनानां तत्रापि लघुक्रीडाः दीर्घक्रीडाः अल्पश्रमक्रीडाः बहुश्रमक्रीडाः सम्प्रदायज्ञापनक्रीडाः इत्यादि बहुविधाः क्रीडाः भवन्ति तर्हि विशेषतः क्रीडायां एकस्य जयः अन्यस्य पराजयः भवति कदाचित् तर्हि जेतुः सन्तोषः यः पराजितः अस्ति तस्या किञ्चित् खेदं भवति तर्हि बाल्यकालतः क्रीडानां अभ्यासेन जीविते जयं अपजयं द्वयमपि भवति तर्हि जयस्य प्राप्तेः अनन्तरं बहु सन्तोषः न कर्तव्यः किञ्चित् सन्तोषः कर्तुं शक्यते चिन्ता नास्ति अपजये प्राप्ते बहु खेदः अपि न अनुभोक्तव्यः अपजयः किमर्थं प्राप्तः मया इति एकवारं विचारं चिन्तनं कृत्वा तन्निवारणार्थं प्रयत्नः कर्तुं शक्यते एवं क्रीडैः क्रीडानां कारणेन बाल्यकालतः एव अस्माकं हृदयं शरीरञ्च दृढं भवति तेन जीवने यानि कष्टानि सोढव्यानि भवन्ति तेषां सहनं सहनं सुलभं भवतीति अभिप्रायः